पूर्वकाले भारतीयकलासु देशिमार्गयोः पद्धतिः सम्यक् अभवत् एव गुरुकुलम् अभवत् गुरुकुलविषयः बहु सम्यक् बहु उत्तमम् अभवत् इदानीं परन्तु बालकः बालकः बालकाः स्कूल्मध्ये अपि बहु प्रेशर् अस्ति बहूनि प्रेशर् अस्ति अतः सम्यक् समयः नास्ति अतः किञ्चित् कालेन एव स कलाविषये व् समयः अस्ति परन्तु पूर्वकाले गुरुकुलमार्गः एव बहु सम्यक् अभवत् परन्तु इदानीं इदानीं तद् विषये समयः नास्ति बालकाः बहु गृहकार्यमपि बहूनि अस्ति स्कूल्मध्ये एव प्रेशर् अस्ति अतः प तद् विषये किञ्चित् योजनीयम् एव